एवं तन्त्रजालविकासेन मम जीवने बहु परिवर्तनं जातं कथम् इति चेत् पूर्वं यदि मया किमपि यदपेक्षितम् आसीत् तदानीम् अहं सर्वदा पादहारकं स्वीकृत्य गच्छामि स्म आपणे तदानीम् ततः एव वस्तु आनीत्वा तद् तस्य उपयोगं करोमि स्म किन्तु अधुना तन्त्रज्ञानविकासेन अहं दूरवाण्याः एव दूरवाण्या एव म् अन्तर्जालस्य साहाय्यं स्वीकृत्य दूरवाण्या एव तत्र वस्तूनि यानि यानि अपेक्षितानि वर्तन्ते तानि स्वीकृत्य तानि अपि तनि स्वीकर्तुं शक्नोमि अतः अनेन मम तन्त्रज्ञानविकासेन तु किञ्चित् पारिवर्तनं तु जातमेव इदं तु अस्ति एवञ्च अन्तर्जालम् उत स्माट्फ़ोनेन स्माट्फ़ोन् इत्येतेभ्यः कार्येभ्यः महत् योगदानं प्रदत्तम् अस्ति किं तद् इति चेत् पूर्वं यदि किमपि नाम नूतनं फ़ाम् किमपि पूरणीयम् इति आसीत् तदानीं स्वगृहात् बहिः गत्वा तत्र आपणे गत्वा तत्र नाम आपणे तत्र एव वक्तव्यम् आसीत् यद् इदं मया पूरणीयम् अस्ति इति किन्तु अधुना अन्तर्जालम् अन्तर्जालस्य सहाय्येन अहं गृहे एव उपविश्य तानि सर्वाण्यपि कार्याणि कर्तुं शक्नोमि अतः किञ्चित् परिवर्तनं तु जातं एवञ्च यदि मया कुत्रापि गन्तव्यं चेत् तत्र टिकेट् बुक् कर्तव्यम् इत्यादिकं तु अस्ति एव एवं